भारतीयसमाजे धर्माणां पात्रं किम् धर्मः इत्युक्ते किम् भगवद्गीतायाः आरम्भे धर्मक्षेत्रे इति शब्दः अस्ति अन्ते मतिः मम इति शब्दः अस्ति इत्युक्ते मम धर्मः कः इति बोधयति भगवद्गीता वयं सर्वे चिन्तयामः सर्वे भवन्तु सुखिनः इति एतत् शतशतमानं सत्यं सम्यक् एव जीवितं तथैव जीवितव्यम् अन्यमतानां विषये अहम् अधिकं न जानामि ते किं वदन्ति किं कुर्वन्ति तस्य एकः भावः अस्ति वा न जानामि विविधतायाम् एकता अस्माकं कृते एव चिन्तनम् अन्येषां कृते कथम् अस्ति अहं न जानामि